कर्नाटकराज्ये संस्कृतं वा सांस्कृतिमेलनं सम्यक् अस्ति धर्मो रक्षति रक्षितः एतद् मतम् अत्र अस्ति पारम्परिक उत्सवाः देवालयाः वा अन्य कलाकार्यक्रमाः सनातनरक्षणार्थं परिश्रमं कुर्वन्ति पूर्वं महाराजाः व्राता पालयन्तः अथ विविध नामानि कम्पनीस् आर्गनैसेशन् पोषकाः सन्ति रामनवमी गणेश कड्लेकाय्मेल अवरेकाय्मेल नवरात्री भारतीयविद्याभवन् शङ्कर मट् अक्षरं च अनेक विद्यासंस्थाः पूरकाः भवन्ति